मम कुटुम्बः अविभक्तकुटुम्बः नास्ति अतः विभक्तकुटुम्बः लघुपरिवारः मम गृहे मम पिता अस्ति माता अस्ति पुनः आवां द्वौ मम भगिनी तथा च अहं मम अग्रजा अस्ति तस्याः विवाहः जातः वर्तते सा इदानीं बेङ्गलूरुनगरे कार्यं करोति मम पिता कृषिक्षेत्रं करोति एक एकरे क्षेत्रं क्षेत्रम् अस्ति तत्र पूगवृक्षाः सन्ति तत्र कृषिकार्यं मम पिता करोति मम माता पाचिका अस्ति यत्र विवाहः भवति श्राद्धादिकं भवति पारायणादिकं भवति तत्र जनाः पाककार्यं कर्तुं मातरम् आह्वयन्ति तत्र गत्वा सा पाककार्यं करोति एवं मम कुटुम्बः

लघुकुटुम्बः इति उक्त्वा विरमामि